नमस्ते भवान् कः

भवतु तस् प्रथमतः तस्य स्वरूपं वदतु कस् कस्याः संस्थायाः हा तत्र एतत् लोगो यद्वर्तते तस्य विद्यासंस्थायाः अस्ति वा केचन संस्थायाः तत्र या शारदा वर्तते श्वेतकमले स्थिता अस्ति उपविष्टा अस्ति तस्याः चित्रं वर्तुले स्थापनीयं वा अथवा

तत्र भवतु तस्य वर्तुलस्य सैज् यदि उच्यते चेत् तस्मिन्नेव सैज्मध्ये आकारे वयं कर्तुं शक्यते पञ्च सेण्टिमीटर् परिमितं भवेत्

भवतु तत्कृत्वा करोमि किन्तु किं किमपि घोषवाक्यं भवितव्यं वा तत्र

हा शक्यते हा तत्र यदि भवद्भिः देववाण्या संस्कृतभाषया यदि घोषवाक्यं दीयते तत् लोगो अधिकम् उत्तमं भवति या विद्या सा अमृतमश्नुते इत्यादिकं यदि दीयते चेत् स सर्वे तादृशमेव संस्कृतघोषवाक्यमेव याचन्ति यदि तादृशं वाक्यं न सन्ति चेत् अहं करोमि तत्र नागरी लिप्याम् यदि भवान् यदि इच्छति तदेव कुर्मः किन्तु मम तत्र अभिप्रायः एतत्

हा हा सम्यक् सम्यक् एकवारम् अहं तत्र लोगो यद्वर्तते तस्य डिज़ैन् कृत्वा सम्यक् रूपं दत्वा तत्र दूरवाणीं करोमि भवान् आगत्य अस्माकम् आपणम् आगत्य एकवारं पश्यतु यदि किञ्चित् परिवर्तनम् आवश्यकं चेत् अवश्यं कुर्मः यदि एतदेव फ़ैनल् नास्ति अन्तिमं नास्ति तत् कर्तुं शक्यते अतः एकदिनपर्यन्तम् अवकाशं दास्यतु श्वः अहं दूरवाणीं कृत्वा तत्र आगन्तुं वदामि भवान् कार्यालयं गच्छति वा हा कस्मिन् समये आगन्तुं शक्यते आ आगच्छतु भोः तत्र न्यूनातिन्यूनं कर्तुं शक्नुमः विद्यासंस्थायाः लोगो अस्ति खलु छात्राः पठन्ति अतः तस्मिन् विषये अधिकं न वदामि यत् अस्माभिः व्ययः भवति तावदेव स्वीकरोमि भवान् शिक्षकः खलु तादृशम् तादृशं कर्तुं शक्यते भवान् आगच्छतु अनन्तरं तस्य व्यवहारं कुर्मः चिन्ता मास्तु हा अवश्यम् अवश्यं हा हा भवतु भवतु अहं दूरवाणीं करोमि अवश्यम् आगच्छतु द धन्यवादः